अस्माकम् शास्त्रविषयाः सर्वोपि ग्रन्थाः पुस्तकानि चिन्तनप्रयोजकान्येव चिन्तनप्रचोदकान्येव विशिष्यम् समग्रं न्यायशास्त्रं चिन्तनप्रचोदकमेव तेन न्यायशास्त्रस्य ये अध्ययनं कुर्वन्ति तेषां चिन्तना चिन्तनायाः प्रचोदनं नूनं भवत्येव इत्यत्र न कापि संशयः पुस्तकवाचनसमूहः इत्यादि विषये तु यथार्थ समूहे किमपि ना कुत्रापि नाहमस्मि